अहं कस्मिन्नपि नृत्यस्पर्धायां भागं मया न गृहीतं भोः अहं तु भरतनाट्यस्य कृते यत् संस्कृतमस्ति तत् पाठ्यं पाठयामि अहं नृत्यं न करोमि यद् संस्कृते यत् सिलेबस् अस्ति यत् शास्त्रमस्ति तत् पाठयामि अतः अहं भागं न स्वीकृतवती न च स्वीकरोमि यदि कोपि स्पर्धायां भागं स्वीकर्तुं श् इच्छति तर्हि अहं सहायम् अवश्यं करोमि यतोहि स्तोत्राणामुपरि नृत्यं भवति गीतानाम् उपरि नृत्यं भवति तर्हि तस्य स्तोत्रस्य अर्थः कः शब्दस्य अर्थः कः प्रायः बहवः श्लोकाः स्तो बहूनि श् स्तोत्राणि संस्कृते एव अस् सन्ति तर्हि तत् संस्कृतम् अहं जानामि अतः शब्दस्य अर्थः कः तस्य विषये शब्दस्य अर्थस्य अर्थं दृष्ट्वा मुद्रा कर्तव्या भवति हस्तमुद्रा कर्तव्या भवति अतः अहम् तत् स्तोत्रस्य अर्थमपि पाठयामि अतः अर्थस्य उपरि भावाः अपि भवन्ति अर्थमपि पाठयामि तस्य कृते का मुद्रा भवतु तदपि पाठयामि अतः अहं भागं न स्वीकरोमि मह्यं नृत्यम् अतीव रोचते शास्त्रीयनृत्यम् अतीव रोचते तत् अस्माकं शरीरस्य कृते अपि बहु उत्तममस्ति